आधुनिकशिक्षणेन अस्माकं संस्कृतेः बहु हानिर्जाता वर्तते कथमति चेत् इदानीन्तनगुरवः धनं स्वीकृत्य शिक्षां यच्छन्ति प्रयच्छन्ति किन्तु तथा न करणीयं प्राचीनकाले कथमासीत् अस्माकं ऋषिमुनयः ऋषिमुनयादयः अपि निःशुल्कं पाठयन्ति स्मः गृहे ते शिष्यान् रक्षन्ति स्म अन्नं वासव्यवस्था सर्वमपि यच्छन्ति स्म किन्तु विद्यामपि तत् तावदेव समीचीनरूपेण तथैव पाठयन्ति स्म छात्राणां यथा अवबोधः भवेत् तथा पाठयन्ति स्म किन्तु इदानीन्तनः गुरवः कीदृशः सन्ति नाम केवलं धनं तेषां कृते अपेक्षितं धनार्थं ते शिष्यान् पाठयन्ति अनन्तरं तेषां कृते ज्ञायते वा न ज्ञायते इत्यपि न जानन्ति तत्र गुरुः प्राचीनकाले तु गुरुशिष्ययोः सम्बन्धः भवति स्म इदानीं गुरुकुले शिष्यः आगच्छति तत्र उशित्वा विद्यार्जनं करोति स्म अतः किमपि प्रश्नादिकं जिज्ञासा इत्यादिकं भवति स्म तर्हि गुरोः सकासात् निवारणं भवति स्म किन्तु इदानीन्तन विद्यालये किं भवति आचार्याः आगच्छन्ति शिष्यः उपविशन्ति पाठयन्ति गच्छन्ति अनन्तरं छात्राणां प्रश्नाः भवन्ति तर्हि गुरवः तु न सन्ति तर्हि प्रश्नानाम् उत्तरं कथं लभ्येत् कथं तेषां समाधानं भवेत् इति तथैव तेषां जिज्ञासा रक्षिता भवति अपि च तेषां कृते ज्ञातं वा न वा इत्यपि ते न चिन्तयन्ति अतः प्राचीना या परम्परा अस्माकम् आसीत् शिक्षणस्य सा समीचीना आसीत् इदानीन्तनः तु केवलं धनार्थमेव अस्माकं शिक्षणं वर्तते इति चिन्तयित्वा सर्वेपि शिक्षाप्रदानं कुर्वन्ति इदानीन्तन गुरुः गुरुकुलाः अपि न सन्ति किन्तु एवं चेत् तर्हि अस्माकं संस्कृतस्य बहु हानिर्भवति तेन अस्माकं संस्कृतेः अपि रक्षणं न भवति